मम प्रदेशः वर्तते चिक्कमगलूरु इति जिल्ला तत्र च शिक्षाव्यवस्था अत्युत्तमा वर्तते इति अहं भावयामि यतोहि अत्र विद्यमानाः सर्वाः अपि शिक्षणसंस्थाः उत्तमरीत्या एव कार्यं कुर्वन्ति परन्तु सर्वत्रापि विद्यालयेषु अथवा संस्थासु नैतिकशिक्षणम् अथवा कौशलशिक्षणं नैव दृश्यते अतः नैतिकशिक्षणं पुनः कौशलशिक्षणं सर्वेष्वपि विद्यालयेषु अथवा शिक्षण संस्थासु आवश्यकं विद्यते अत्र च अस्माकं चिक्कमगलूरु ग्रामे विद्यमानं विद्यामाना या शिक्षणव्यवस्था वर्तते सा अस्माकं प्रान्तस्य वर्धने अवश्यं सहकरोति यतोहि अत्र अत्र दीयमाना अत्र दीयमानं शिक्षणं छात्राणां सर्वाङ्गीणविकासाय सहकरोति इत्यतः प्रान्त प्रान्तस्य वर्धने सहकारः अवश्यं भवत्येव अत्र च प्रसिद्धाः शिक्षणसंस्थाः वर्तन्ते केन्द्रीयसंस्कृतविश्वविद्यालयद्वारा चालितराजीवगान्धीपरिसरः इति यत्र संस्कृतस्य अध्ययनं सर्वदा प्रचलति तेन सहैव श्रीसत्यसायी दिव्यनिकेतनम् इति प्रौढशालाः जे जी सी इति सर्वकारीयप्रौढशाला एञ्जेल् एञ्जेल् इन्सटिट्युट् आफ़् एञ्जेल् इन्सटि ट्युट् इति माध्यमिकप्रौढशाला इत्यादयः शिक्षणसंस्थाः अहर्निशं कार्यं कुर्वाणः एव वर्तन्ते अत्र सर्व तेन सहैव सर्वकारीयप्रौढशालाः अपि उत्तमरीत्या एव वर्तन्ते परन्तु कुत्रचित् स्थलषु सर्वकारीयप्रौढशालासु संख्या एव न दृश्यते छात्राणां परन्तु कुत्रचित् विद्यालयेषु अत्यधिका संख्या वर्तते तेन सहैव स्किल् एजुकेशन् कौशलशिक्षणम् अपि तत्र प्रतीयते उदाहरनार्थम् इलेक्ट्रानिक्स् इति बालकानां कृते तथैव ब्यूटि इति बालिकानां कृते अत्र च इलेक्ट्रानिक्स् इत्यत्र कथं गृहे विद्यमानानि इलेक्ट्रानिक्स् वस्तूनि समीकरणीयानि इत्यादि विषयाः बोध्यते एवं रीत्या सर्वकारीयप्रौढशालाः सर्वकारीयशालाः अपि उत्तमरीत्या एव कार्यं कुर्वन्तः वर्तन्ते